प्रथमप्रश्नस्य उत्तरम् अस्ति किं त्वया छायाचित्रणम् उद्योगरूपेण कर्तुं चिन्तितम् अस्ति वा चिन्तितं वा न किमर्थम् इदानीं मया वयः एव षष्टिः अस्ति अतः उद्योगरूपेण तु अहं स्वीकर्तुं न न इच्छामि तद्भिन्नाः अस्ति किन्तु कोऽपि न ददाति अपि मम कृते तत् कार्यम् इदानीम् अतः तत्तु न इति एव अतः किमर्थं प्रश्नं तु न भवति एव अनन्तरं सद्यःकाले विवाहस्य छायाचित्रणस्य विषये तव किं मतं मम मतं तु किम् इति वदामः वदामि इत्युक्ते छायाचित्रणं तु अति एव अभवत् अत्र सः विवाहकाले तु वयं विवाहं म द्रष्टुमपि न शक्यते सर्वत्र ते एव फ़ोटोग्राफ़र्स् एव कुत्रापि पश्यतु फ़ोटोग्राफ़र् एव भवति सः विवाहस्थले अन्यः कोऽपि भवति चेत् स्थातुमेव न ददाति केवलं तस्य कृते वद वधूः वधूवरौ तेषां समीपे एव सः सर्वदा भवति अनन्तरं वधूवरौ वधूवरौ ते अपि छायाचित्रं छायाचित्रणस्य कृते एव पोस् दत्वा उपविशन्ति विवाहकार्यं तेषां तावत् लक्ष्यम् एव न भवति अतिवर्जितम् इति संस्कृते वदन्ति खलु पो अधिकं सर्वदा किमपि अधिकम् अधिकम् अधिकं भवति चेत् तद् बोरिङ्ग् एव भवति तावत् न भवनीयम् इति मम मनसि भासते तत्तु आवश्यकं भावचित्रं तु आवश्यकं विवाहस्य तु इतोपि अधिकम् एव आवश्यकम् किमर्थम् इत्युक्ते बहुदिनानन्तरं बहु वर्षाणि वर्षपर्यन्तम् अपि भावचित्राणि भवन्ति वयम् अस्माकं बालानां पौत्राणां दर्शयितुं शक्यते पश्यतु विवाहः एवं भवति अभवत् अस्माकं विवाहः एवम् अभवत् इति दर्शयितुं शक्यते तदेव इदानीं काले तु अति अभवत् बहु अभवत् सर्वे आगच्छन्ति सर्वे भावचित्रं स्वीकुर्वन्ति अनन्तरम् एकस्यापि तत्र भावचित्रं न स्वीकुर्मः चेत् तेषां कृते क्रोधः आगच्छति अतः मम मतं तु सद्यःकाले विवाहस्य छायाचित्रणं तु अधिकमेव अभवत् यावत् आवश्यकं तावत् स्वीकरोति चेत् उत्तमम्

लक्षद्वयं लक्षत्रयं पञ्चलक्षम् एवमपि इदानीन्तनकाले सर्वे व्ययं कुर्वन्ति तावत् धनं जनस्य समीपे अस्ति अपि नास्ति चेदपि ते कुतः अपि लोन् स्वीकृत्य अपि तथा छायाचित्रणं तु बहु बहु बहु बहु अभवत्